अद्यत्वे तु बालकाः आधिक्येन क्रिकेट् एव क्रीडन्ति क्रिकेट् त्यक्त्वा केचन बालकास्तु दूरवाण्यां पब्जि फ़्री फ़यर् पब्जि लैट् कालर्ड्युटु एतादृश अनपेक्षितक्रीडाः क्रीडन्ति परन्तु आधिकेन यत् चलति तत्तु क्रिकेट् एव को वा भवतु यः बालकः स क्रिकेट् जीवने न क्रीडितवानिति नैव अस्ति अत्र अद्यत्वे अतः क्रिकेट् कृते इदानिं काले किञ्चित् महत्वमस्ति तत् प्रति ये क्रीडन्ति स्टेट् लेवल् वा चाम्पियन् लेवल् वा वा उपरि राष्ट्रराष्ट्र लेवल् वा तस्मिन् स्तरे तु क्रिकेट् तु प्रसिद्धमस्ति क्रिकेट् न पश्यन्तीत्यपि न दुरं दूरदर्शने आदिनं तदेव चलन् भवति अतः अद्यत्वे बालाः अपि आधिक्येन क्रिकेट् एव क्रीडन्ति तेषां रुचिकरः विषयः सः एव तत्र यदा बालर् बाल् ताडयति तदनन्तरं सिक्स् तदनन्तरं बेटिङ्ग् कथं तत्र बेट् स्टेण्ट् कृत्वा सः क्रीडति खलु तत् आधिकेन जनाः द्रष्टुम् इच्छुकाः भवन्ति तस्मात् तेषां तु तादृशविषये एव प्रवृत्तिः तेन आधिक्येन सर्वत्र क्रिकेट् क्रीडन्ति द्वितीयं यदि पश्यामः चेत् क्रिकेट् अनन्तरं किञ्चित् किमपि अस्ति चेत् अधिक्येन भारते तु इदानीं सा क्रीडा आधिक्येन न क्रीड्यते परन्तु विदेशादिषु फ़ुड्बाल् इदं तु लोकप्रियम् आधिक्येन तत् लोके स्ट्रा राष्ट्रीयं सः क्रीडा सा तु ब्राज़िल् प्रदेशीया इत्यतः तत्रैव आधिक्येन क्रीड्यते ते परन्तु बहवः फ़ुट्बाल् अपि क्रीडन्ति तत् द्वितीयस्थानं आविर्भूतं भवति तस्य तेन फ़ुट्बाल् मध्ये तु आधिकेन फ़ुट्बाल् एव उत्तमम् उत्तमं किमर्थं नाम तत्र धावनं भवति तत् पृष्टे इदं तत्र टीं वर्क् भवति यदि टीं वर्क् भवद्भिः न क्रियते चेत् यः को वा एको वा चिन्तयति अहं बहु सम्यक् जानामि सः क्रीडितुं शक्नोति इति चेत् नैव भवति टीं स्पिरिट् टीं वर्क् इदम् उभयमपि तेन अस्माभिः पठितुं शक्यते इतोपि एका क्रीडा क्रिकेट् एव क्रिकेट् मध्ये किं भवति नाम स एक एव प्लेयर् सम्यक् क्रीडति चेदपि जेतुं शक्यते सर्वेपि सम्यक् क्रीडन्ति चेतपि जेतुं शक्यते अतः अत्र वन् वन् पर्सन् अपि इदं कर्तुं शक्नोति आल् पर्सन् अपि साधयितुं शक्नोति अतः एवमेव एवम् अद्यत्वे बालाः क्रीडाः क्रीडन्ति